मम परिवारे दीर्घकालात् आचार्यमाणः विशिष्टः आचारः वर्तते कलम्पाट् अस्माकं कुटुम्बक्षेत्रे प्रतिष्ठादिनानन्तरं धनुर्मासस्य अष्टमे नवमे वा दिनाङ्के सर्वे मिलित्वा कलम्पाट् क्रियते तत्र पुल्लुववंशीयान् आहूय मूर्तेः पुरतः कलब् अर्थाद् आवाहितदेवतानां चित्रं निर्माय पुल्लुववंशीयाः गानं आलापयिष्यन्ति तदा सा देवता कुटुम्बे विद्यमानेषु कस्यापि शरीरे प्रविश्य निर्मितचित्रस्य निर्माजनं करिष्यति पुनः परिवारे अस्मिन् वर्षे यानि अनिष्टानि जातानि तस्य कारणं किम् इत्यादयः उक्त्वा अग्रिमे वर्षे करणीयानि कानि इति सर्वान् उपदिष्य अनुग्रहं दास्यति